आम् गृहपशवः मह्यं बहु रोचन्ते वर्षाद्वयं पूर्वं मम गृहे बहवः नाम धेनवः आसन् प्रातः उत्थाय आदौ गोष्ठीं गत्त्वा गोदानं दत्त्वा जलं दत्त्वा शुष्कतृणानि दत्त्वा दोहनकार्यमस्ति खिल बहू सन्तोषस्य कार्यम् आदिने द्विवारं दोहनकार्यं कुर्वतिस्म अहं गाः परितः धनात्मकशक्ति वर्तते इति सर्वे जानान्ति एव अतः ये जनाः गाहः सेवां कुर्वन्ति खिल तेषाम् आरोग्यवर्धनं भवति आरोग्यस्य रक्षणम् अपि भवति देनवः विहाय अन्य पशवः मार्जालाः सन्ति शुनकाः सन्ति यदि वयं बहितः आगच्छामः तदा ते अस्मान् दृष्ट्वा धावन् आगत्त्वा मार्जालः म्याव् म्याव् कुर्वन्ति शुनकाः भषन्ति तदनन्तरं देनवः इतस्ततः गत्त्वा अस्माकम् आगमनस्य स्वागतीकुर्वन्ति तदपि द्रष्टुं बहू सन्तोषं भवति ये पशवः खिल अस्माकम् उपरि एव अवलम्बिताः सन्ति मूखपशवः तेषाम् उत्तमरीत्या परिपालनं करणीयम् अस्माकम् आद्यकर्तव्यमस्ति अतः किमपि न रोचते इति न सर्वाः गृहपशवः मह्यं रोचन्ते